आदौ पात्राणि नेतव्यं तदनन्तरं तत् पात्राणि जले संस्थापनीयं सोक् भवन्ति अनन्तरं ज विम् जेल् डिश्वाशर् आवश्यकं भवति पात्राणि जलात् स्वी पात्रं जलात् स्वीकर्तव्यं तस्योपरि किञ्चित् विं जलं संस्थाप्य स्क्रब्बर्द्वारा प्रक्षालनं करणीयं करणीयं यदा सर्वं मलिनं गच्छति तावत् पर्यन्तम् स्क्रब् करणीयं प्रक्षालनं करणीयम् अनन्तरम् एकवारं द्विवारं जलं संस्थाप्य तत् स्क्रब्बर् द्वारा एवं विम् जेल् द्वारा यत् फ़ोम् भवति तत्सर्वं निष्क् निष्कासनीयं तदा जलं जलात् प्रक्षालनीयम् तदनन्तरं पात्रे किञ्चित् जलं भवति तत् रिवर् रूपेण फ़्लोर्मध्ये संस्थाप्य फ़्लोर् उपरि संस्थाप्य जलं पूरं सम्पूर्णं तत् तत् तस्य पात्रात् निष्कासनीयम् एतदेव भवति पात्रप्रक्षालनस्य प्रक्रिया